मम राज्ये शालायां तु संस्कृतस्य पाठः अष्टमिकक्षातः भवति किन्तु तत्रापि छात्राणां संस्कृतस्य विषये अधिकं ज्ञानं न भवति भारते सर्वसामान्यरूपेण पश्यामः चेत् स्तोत्राणि यानि सन्ति तेषां रचना संस्कृतभाषायां कृता दृश्यते तेन संस्कृतभाषा नाम का इति जनानां ज्ञानमस्ति किन्तु सा भाषा स्तोत्रे एव तस्य उपयोगः भवति इत्यपि तेषां मनसि आगच्छति तेन अष्टमिकक्षायां यदा संस्कृतस्य चयनं कर्तव्यमस्ति तदानीम् एषा पुरातनभाषा पुरातनभाषा एतां भाषां स्वीकृत्य अहमग्रे किं करोमि संस्कृतं नाम काठिन्यमेव इति सर्वेषां मनसि भवति संस्कृतं पठित्वा अपि शिक्षकः एव भवितुं शक्यते ततःपरं किं कर्तव्यम् इत्यपि शङ्का भवति नाम संस्कृतस्य विस्तारः कीद्दृशः अस्ति इत्येव ज्ञानमिदानीं समाजे न दृश्यते नगरे प्रायः केचित् संस्कृतम् इति एका भाषा अस्ति तां भाषां पठित्वा वयं वयं किमपि संशोधनम् इत्यादिकं कर्तुं शक्नुमः ते जानन्ति किन्तु ग्रामे तथा संस्कृतभाषायाः प्रसारः न दृश्यते तेन छात्राः अपि संस्कृतं पठितुं न इच्छन्ति अतः बहुत्र शालासु शालासु संस्कृतम् इति विषयः एव नास्ति तत्र अध्यापकाः अपि संस्कृतं पाठयितुं न शक्नुवन्ति अथवा न सन्ति एव तेन शालायामपि संस्कृतं न दृश्यते पुनश्च संस्कृतेन अग्रे किं कर्तव्यम् इति चेत् व्याकरणं साहित्यमिति केषाञ्चित् ज्ञानं भवति नाम व्याकरणं पठित्वा किञ्चित् सः व्युत्पत्तिः कथं भवति प्रयोगः कथं भवति इति पाठयितुं शालायां शक्नोति इति जानन्ति एवं च साहित्यं पठित्वा काव्यरचना पद्यरचना श्लोकरचना इत्यादिकं किमपि कार्यं कर्तुं शक्यते तद्विहाय अपि संस्कृतस्य विस्तारः अस्ति यथा ज्योतिष्यशास्त्रम् अधीत्य ततः परं पत्रिका इत्यादिकं कार्यं कर्तुं शक्यते मीमांसाशास्त्रमधीत्य ततः परं वेदादिकं किमपि कार्यं कर्तुं शक्यते तस्य उपरि ग्रन्थानां रचना कर्तुं शक्यते इत्यादिविषयाः अपि सन्ति किन्तु संस्कृतं नाम व्याकरणं साहित्यं तावतेव अस्ति इत्यपि केषाञ्चित् बुद्धिः भवति अतः संस्कृतं नाम कर्मकाण्डं वेदाध्ययनं देवताकार्यं तावदेव भवति ततः परं तत्र किमपि कर्तुं न शक्यते धनम् अधिकं भवेत् तादृशं संस्कृते किमपि नास्ति इति जनानां बुद्धिः भवति तेन संस्कृते प्रायः ते न गच्छन्ति एव